नवजातशिशूनां पालनम् अस्माकं कृते कर्तुं बहु कष्टकरं भवति किमर्थम् इत्युक्ते सः शिशुः इदनीमेव जन्म प्राप्तवान् भवति अतः अस्माकं कृते नवजातशिशोः नवजातशिशोः पालनं कर्तुं बहु कष्टकरं भवति परन्तु वयं प्रयत्नं कुर्मः किं कुर्मः प्रयत्नं कथं कुर्मः इत्युक्ते एकं जोकालीम् आनयामः तत्र वयं तस्य शिशोः नवजातशिशोः शयनम् अकार्य वयं तस्य कृते गानं गीत्वा वयं तस्य आनन्दं स्वीकुर्मः पुनश्च तस्य कृते आहारः स्तन्यपानम् एव प्रथमः आहारः भवति पुनश्च तस्य कृते केवलं जलं स्तन्यपानं पुनश्च अधिकं किमपि सेवनार्थं न दध्मः पुनः तस्य आरोग्यस्य विषये अपि चिन्तनीयं भवति